मम राज्ये बहुविधजनाः सन्ति कलाप्रकाराः इत्युक्ते लम्बाणी लम्बाणीजनाः सन्ति ते बहु ग्रामं त्यक्त्वा ग्रामं पुरतः पृष्ठतः ते कुटुम्बसमेतं वास्तव्यं कृतवन्तः ते बहु कलाकृतः कृतः अस्ति सः च ज्ञानवन्तः अस्ति किमर्थमित्युक्ते ते भवन्तः वस्त्रं ते हस्ते कृतवन्तः वस्त्रे दर्पणाः नाण्यम् नाण्यं कसूती स च अस्ति ते वस्त्राणांमध्ये एतत् बहु समीचीनं वस्त्रम् अस्ति इदानीम् आधुनिक महाकाले लम्बाणीजनानां वस्त्रे बहु फ़ेशन् अस्ति ते ते ते प्रवासार्थम् रा राज्यं दृष्ट्वा ग गमिष्यन्तः ते लम्बाणि जनाः वस्त्राणि धरित्वा सन्तोषम् कृतवन्तः किमर्थम् इत्युक्ते गिरिजनाः बहु ज्ञानवन्तः ते तस् एतद् तस्याः तद् ते अरण्यमध्ये वासं कृतवन्तः तत्र प्रा प्राणीनां हत्वा भोजनं कृतवन्तः गृहोपयोगी योगी बिद् बिदुरु कम्बा विदिरु बिदुरु कार्यं कृतवन्तः